द्विसहस्रतमवर्षस्य जुलै मासस्य सप्तविंशतिः दिनाङ्कः चतुर्विंशत्यधिकद्विसहस्रतमवर्षस्य जनवरी मासस्य पञ्चदशः दिनाङ्कः द्वाविंशत्यधिकद्विसहस्रतमवर्षस्य आगस्ट् मासस्य पञ्चविंशतिः दिनाङ्कः पञ्चाधिकद्विसहस्रतमवर्षस्य जुलै मासस्य सप्तविंशतिः दिनाङ्कः दशाधिकद्विसहस्रतमवर्षस्य डिसेम्बर् मासस्य विंशतिः दिनाङ्कः